हेडफ़ोन् इत्यस्य प्रयोगे मम कश्चित् अपकारः जातः यथा तस्य अधिकव्यवहारेण कर्णस्य समस्या भवति श्रवणे असौविध्यमपि भवति मध्ये मध्ये मस्तकस्य च पीडा अपि भवति पुनश्च शारीरिकरोगः प्रतिनियतं दृश्यते एव एकदा अधिततया हेडफ़ोन् इत्यस्य व्यवहारेण कर्णस्य अधिकतया पीडा अनुभूता मया